अस्माकं ग्रामः तावत् बळ्ळारीमण्डले वर्तते तत्र विशेषेण कार्यक्रमाः प्रतिवत्सरं मासं सप्ताहम् आचर्यन्ते तत्र प्रतिसप्ताहं सोमवासरे नन्दीश्वरदेवस्थाने भजनङ्क्रियते रात्रौ एकादशवादनपर्यन्तं भजने सर्वेऽपि सन्तुष्टाः भक्तिमार्गपराश्च भवन्ति एवं मासे विशेषपूजाः अर्प्यन्ते अमावास्यादिवसे वा पूर्णिमायां वा तथा च वात्सरिके तु मासमासाय कार्तिकमासे देवाराधनं ततः अन्यग्रामं प्रति तस्य प्रवासः मद् म मार्गमध्ये उत्सवः इत्यादिरूपेण तत्र विजृम्भणरीत्या सर्वैः मिलित्वा आचर्यते एवं शिवरात्रिदिवसे सङ्क्रान्तिसमारम्भे युगाद्यां युगादिपर्वणे वा अनन्तरं कार्तिकदीपोत्सवरूपेण कार्तिकमासे तथा च रथोत्सवरूपेण वर्षे फ़ेब्रवरि मासे अनुष्ठीयते अस्माकं ग्रामीणरथः सम्पूर्णे भारते अत्युन्नतः इति प्रसिद्धः तत्र लक्षशः जनाः मिलन्ति एवं कुट्टूरेश्वररथमहोत्सवः अपि सम्यक् सम्भवति इति